अस्माकं देशः कृषिप्रधानः वर्तते अतः कृषिविषये मत्स्यपालनविषये पशुपालनविषये तन्त्रज्ञानं कृषकं महान् महान्तं लाभं अथ च तन्त्रज्ञानेन सम्यक्तया पशुपालनविषये शिक्षणं च सर्वेभ्यः कृषकेभ्यः प्रददाति तन्त्र तन्त्रज्ञानेन वयं तन्त्रे द्रष्टुं शक्नुमः यत् कस्मिन् ऋतौ वपनं कर्तव्यम् अथ च यदि सस्ये कश्चन रोगः आयाति तस्य तस्य समाधानाय कः यत्नः कर्तव्यः एवमेव मत्स्यपालनविषयेऽपि तन्त्रे अनेके उपायाः रोगग्रस्तानां मत्स्यानां कृते च रक्षणाय अनेकविध औषधीनां निर्देशः वर्तते